अहं जीवनं कर्तुम् एवं कार्यं करोमि अहं गृहे प्रतिदिनमपि पाकादिकं कृत्वा आपणं गत्वा आगच्छामि तत्र किं किं पाकं करोमि नाम चष्कुली अपि करोमि अनन्तरम् अन्नं सारः क्वथितं तक्रम् इत्यादिकं गृहे एव कृत्वा आपण आपणं प्रति गत्वा तत्र दत्वा आगच्छामि एतमेव वृत्तिं कुतः अनुसरामि नाम मम कृते इदं कार्यम् इष्यते कष्टमिति न भासते कृत्वा कृत्वा अभ्यासः वर्तते अतः अहं कर्तुं शक्नोमि अनन्तरम् अहं प्रतिदिनमपि चष्कुली इत्यादिकं कृत्वा आपणे दत्वा आगच्छामि तेन अहं जीवनं यापनं कर्तुमहं शक्नोमि चष्कु सुमधुरादिकं कृत्वा यच्छामि एवमेव गृहं गृहं प्रत्येकं गृहं प्रति अहं एकेकवारं गन्तुमिच्छामि दत्वा धनमानीयं जीवनं यापयामि